मम क्षेत्रे जलव्यवस्था अनन्तरं आरक्षणव्यवस्था कृता वर्तते तत्र ये च धान्यानि सस्यानि वर्धन्ते तेषां परिष् परिरक्षणार्थं किं प्राणिनां सकाशात् तेषां पालनार्थम् आरक्षणं कृतं वर्तते रक्षणं कृतं रक्षणव्यवस्था कृता वर्तते एवञ्च ते च सस्याः जलम् अपेक्षन्ते इति कृत्वा जलव्यवस्था जलव्यवस्था वर्तते जलव्यवस्था तावत् अत्रैव पार्श्वे सरोवरः कश्चन वर्तते इति कृत्वा तस्मात् जलं स्वीक्रियते एवञ्च जलव्यवस्था अनन्तरं रक्षणव्यवस्था क्षेत्रे कृतं वर्तते फलानि च वर्धयामि फलानि च वर्धनं करोमि एवञ्च जलमस्ति अस्मिन् काले जलं यथेच्छं प्राप्यते इति कृत्वा एव जलस्य महान् उपयोगः वर्तते एवं मम क्षेत्रस्य रक्षणम् अपि च जलं दानं कृत्वा सस्यानि वर्धयामि एवञ्च येषां तेषाम् उपयोगः व्यापारे तावत् अधिकं कर्तुं शक्यते यतोहि जलं प्राप्यते इति कृत्वा क सर्वदापि क्षेत्रं हरितवर्णमेव भवति सर्वदा आधिक्येन अधिकं पलं प्राप्यते फलं प्राप्तं फलमपि फलं प्राप्यते अपि च रक्षणमपि करोमि इति कृत्वा तेषां हानिः न भवति इति विशेषः